अन्यभाषातः संस्कृतभाषायाम् अनुवादं तु कृतवती एव तत्र अनुभवस्य विषये वदामि चेत् बहुक्लेशः अस्ति कारणं किं व्याकरणगत अशुद्धता तु भवति एव एवं च बहूनां पदानां संस्कृतं सस्कृतं किम् अस्ति इति अपि कदाचित् न जानामि स्म तो बहु असुविधा भवति एवं च कदाचित् किं भवति संस्कृत भाषातः अपि बङ्गभाषायां हिन्दीभाषायाम् अपि अनुवादः करणीयः भवति तत्रापि क्लेशः भवति कारणं सा एव समस्या अस्ति व्याकरणस्य एवं च पदानां नाम मीनिङ्ग् किं भवति तदपि कदाचित् न जानामि स्म अतः क्लेशः भवति